ग्रामेषु यदा जलस्य शोधनं क्रियते तत्र उपायः कः भवति किम् उपायम् अनुसरन्ति इति प्रश्नः भवति यदा ग्रामेषु जलम् जलस्य शोधं कुर्वन्ति तदानीं किं कुर्वन्ति इत्युक्ते नारिकेलम् एकं हस्ते ग्रह्णन्ति तत् नारि तत् नारिकेलं सुप्तं भवति हस्ते तत् किं पृथिवेः निकटं नयन्ति सर्वत्रापि तत् हस्ते गृहीत्वा नयन्ति यदा जलम् अधिकं भवति अधः भूमौ तदानीं तत् नारिकेलं किञ्चित् उत्तिष्ठति उपरि तदानीं ज्ञायते तत्र जलमस्ति इति एवं रूपेण ग्रामेषु जलस्य शोधः क्रियते गृहोपचारः अस्ति वा इति प्रश्नः भवति गृहोपचारः इति किञ्चित् नास्ति अयमेव एकः उपायः वर्तते अन्यता अन्यता तु ते ये शोधार्तमागच्छन्ति तेषां निकटे एव यन्त्रं भवति तत् अनुसृत्य अनुसृत्य एव जलस्य शोधनं कुर्वन्ति अन्यथा तु अस्माभिः कदाचित् लघु लघु लघुरूपेण कूपाः निर्मिताः भवन्ति तत्र अपि जलं सम्यकेव सङ्ग्रहीतं भवति इति सङ्गृहीतं भवति अतः तत्र शोधः कर्तव्यः इति न भवति अथवा कदाचित् मरुभूमिः एतादृशप्रदेशः भवति तत्र कतं जलस्य शोधः क्रियते इति कृत्वा इति चेत् यत्र लघु लघु सस्याणि वर्धितानि भवन्ति कुत्रचित् तद्दृष्ट्वा अस्माभिः जलस्य शोधः कर्तुं शक्यते सम्यक् एव अस्माभिः तत्र जलमस्तीति चिन्तयितुं शक्यते